वेदाध्ययने आधुनिकमार्गाः इत्युक्तौ आधुनिकं यद् विद्यते तद् वेदेन साकं यदि तुलना क्रियते चेत् कदाचित् मध्ये विप्रतिपत्तिः स्यात् तर्हि वेदाध्ययने आधुनिकमार्गाः इत्युक्तौ कालदृष्ट्या वा स्थितिदृष्ट्या वा तत्रापि वेदाध्ययनम् इत्युक्तौ सुतरां समिक्पाणिः श्रोत्रीयः ब्रह्मनिष्ठः भवेत् इति तत्र तु नियमः अस्ति वेदाध्ययनाय अपि तर्हि आधुनिकमाध्य् आधुनिकमार्गे इत्युक्तौ इदानीम् अधुनातनपद्धत्या वेदाध्ययनम् इत्युक्तौ अन्तर्जालमाध्यमेन वेदाध्ययनं केचन कुर्वन्ति तर्हि तत्र कथं भवति इत्युक्ते इदानीं मन्त्रस्य उच्चारण अनूच्चारणपूर्वकं वेदाध्ययनं क्रियते तर्हि उच्चारणन्तु स्पष्टतया भवति गुरुणा पुनः अनूच्चारणम् अपि तेन कदाचित् कृतं स्यात् पुनः यदि स्पष्टं यदि न श्रूयेत तर्हि महतिः हानिर्भवति कदाचित् दोषः उक्तवान् स्यात् तमेवदोषं पुनः आचार्यः वा गुरुः वा श्रोतुं न शक्नोति तर्हि तथा आधुनिकमार्गः वेदाध्ययनाय तदा उपयोग तथा उपयोगः भवितुम् अर्हिति तु वक्तुं न शक्तुमः प्रायशः पन् तदानीम् अशीतिः प्रतिशतम् अपि वयं वक्तुं न शक्नुमः षष्ठिः प्रतिशतं कदाचित् उपयोगाय स्यात् इति वक्तुं शक्यते